नमस्ते मम नाम नित्यानन्दः एतत् सन्तोष् डाबा एव खलु हा अहम् इतः पूर्वं एकं गोबी मञ्चूरिया दध्योदनं तथैव चित्रान्नं कृते आडर् स्थापितमस्ति तत् आडर् मया स्वीकृतमपि अहं तस्य भोजनमपि अभवत् परन्तु मम अधिकारिणां कृते तत् रिसिप्ट् समर्प् समर्पितं समर्पणीयमस्ति कृपया तत् रिसिप्ट् मह्यं पुनः एकवारं मिलति वा शक्यते वा